मम राज्यस्य संस्कृतिविशेषे संस्कृतभाषायाः योगदानं महदस्ति यतो हि अस्माकं भाषायां संस्कृततः बहूनि पदानि स्वीकृतानि सन्ति अतः संस्कृतभाषा बहु सामान्या तत्र सहजतया अवगम्यते संस्कृतौ अपि संस्कृतौ अपि विधिषु यदा वयं प्रयोगं कुर्मः तदानीं संस्कृतभाषायाः पदानि उपयुज्यन्ते